मया योगकक्षासु भागः ऊढः वर्तते तत्रत्य योगाभ्यासस्य गृहे कृतयोगाभ्यासस्य च महान् भेदः न वर्तते परन्तु तत्र कश्चन मार्गदर्शकः भवति योगकक्षायां सः कञ्चित् क्रमम् अनुसरति तदनुसारम् अस्माभिः क्रियते गृहे तावत् यत् स्मृ यत् स्मर्यते तत् कर् तत् कुर्मः तावद् तावान् एव व्यत्यासः वर्तते अपि च तयोर्मध्ये महान् भेदः कोऽपि नास्ति मया योगकक्षायां यथा क्रियते आधिक्येन तद्वदेव गृहे योगाभ्यासकाले अपि तथैव क्रियते अतः तयोर्मध्ये महान् भेदः कोऽपि नास्ति अपि च योगकक्षायाम् आदौ व्यायामः उष्णव्यायामः तदनन्तरं योगाभ्यासः नाम तत्रापि समस्थितौ अनन्तरं समदण्डस्थितौ समतलस्थितौ इत्येवं योगाभ्यासः क्रियते परन्तु गृहे करणकाले एवमेव क्रियते इति नास्ति यतोहि तत्र अस्माकं स्वातन्त्र्यमस्ति इति कृत्वा वयं कथञ्चिदपि कर्तुं शक्नुमः परन्तु अयं क्रमः समीचीनः वर्तते सः यदा गृहे योगाभ्यासः क्रियते तदा तत्र योजनीयः एव वर्तते अपि च अन्ते प्राणायामः क्रियते प्राणायामः तदनन्तरं ध्यानम् इत्येवं क्रियते परन्तु यदा गृहे गृहे योगाभ्यासः क्रियते तदानीं प्राणायामः ध्यानं च क्रियते एव इति नास्ति तत्र योगाभ्यासः क्रियते आधिक्येन व्यायामः क्रियते इत्येवम् अस्ति अतः मम एवम् अनुभवः एवं भिद्यते योगक्षायाः योगाभ्यासः गृहे योगाभ्यासः इत्यनयोः कथं नाम योगकक्षायां यः योगाभ्यासः तत्र कश्चन क्रमः वर्तते अत्र गृहे यः योगाभ्यासः क्रियते तत्र क्रमः कश्चन न वर्तते इत्येतावानेव तत्र वर्तमानः व्यत्यासः